हा एवं मम गृहस्य सविधे मम गृहस्य सविधे एव अत्र चौर्यं जातम् अस्ति तत्तु तत्र एकः चोरः रात्रौ आगतवान् इति मयापि श्रुतमस्ति नाम दृष्टमपि तत्र वस्तूनि इतस्ततः जातानि आसन् अतः मयापि तद् अनुभूतं यत् अत्र चोरः रात्रौ आगतः इति कुत्र च हा एवं आम् इति मम यः पार्श्वे निवसति सः उक्तवान् यत् तस्य एकं यानमासीत् तदपि स्वीकृत्य सः गतः एवं च तत्र इतोपि कङ्कणानि नाम स्वर्णकङ्कणानि एवं च इतोपि तत्र वस्तूनि आसन् वस्तूनि आसन् तद् सर्वमपि स्वीकृत्य सः गतवान् इति न तस्य मुखं तु न दृष्टं किं तत्र सि सि टि वि केमरा स्थापितमासीत् एवम् आसीत् किन्तु तत्र रेकार्डिङ् यद् जातं तद् पृष्ठतः एव जातं नाम तस्य मुखस्य तु तत्र प्रतीतिः न जाता किन्तु यद् पृष्ठतः यथा यथा पृष्ठतः दृश्यते तथा तु दृश्यते तत्र सि सि टि वि केमेरा रेकार्डिङ् मध्ये नाम नाम यद् मम पार्श्वे वर्तते यः तस्य गृहे तु जातम् एव एवं च इतोपि मया श्रुतं वर्तते यत् इतोपि गृहद्वयं वा त्रयं वा त्यक्त्वा ततः पार्श्वे एकम् एकस्मिन् गृहे जातम् इति तदपि श्रुतम् एव मया मया न दृष्टम् इति एवं भवन्तः कदा आगच्छन्ति तत् हा भवन्तः कदा आगच्

एवम् एवं

नाम इदानीं तु सर्वे रुदिताः भवन्ति किमर्थम् इत्युक्ते एवं विशेषाभूषणानि इत्युक्ते कङ्कणानि स्वर्णकङ्कणानि आसन् तदपि चोरितम् एवं च यानमासीत् तदपि चोरितम् एवं च इतोपि या यानमपि चोरितम् तत्र द्विचक्रि द्विचक्रिका आसीत् तदपि चोरितम् एवं तद् यत् एवं द्विलक्ष द्विलक्षस्य आसीत् तद् यानं हा धनमपि अन्यत् किं किम् इति तु समीचीनतया न ज्ञायते किञ्च यानं चोरितम् एवं च कङ्कणानि इति मयापि श्रुतं वर्तते न दृष्टं मया अपि समीचीनतया किन्तु चोरितम् इति तु ओ एवं वा सः प्रायः तु न ज्ञायते किन्तु कैश्चित् उक्तं यत् सः पूर्वदिशायां नाम गृहं यद् वर्तते ततः पूर्वदिशायां सः धावनं कृतवान् इति एवम् एवम् एवम् एवम् एवं च सः चोरः सः चोरः यः अस्ति सः इतोपि अन्येषु गृहेषु चौरकार्यं करोति इति अस्ति अहं मन्ये एवं आम् आम्

एवं धन्यवादः